आम् अहं नृत्यं पठितवती अस्मि तत्रापि क्लासिकल् नृत्यं मम मह्यं रोचते भरतनाट्यं मोहिनी अट्टं कुचिपुडि इति नृत्तप्रकारत्रयम् अपि अहं पठितवती अस्मि तदपि विवाहात् प्राक् किन्तु विवाहस्य अनन्तरं तु किञ्चित् वेस्टर्ण् बालिवुड् टैप् आफ़् किं नृत्यं बहु इच्छामि इदानीं अपि च यदा अवसरः भवति इत्युक्ते विवाहस्य अवसरे यदा मेहन्दी तादृशं कोपि कार्यक्रमः अस्ति चत् तत्र नृत्यं कर्तुम् इच्छामि किन्तु अस्माकं कुटुम्बजनानां पुरतः एव तत्र नृत्यनिर्देशनमपि अहमेव कृत्वा नृत्यामि अपि अहं शालायां पा शिक्षिका आसम् इति कारणात् लघुबालाकानां कृते अपि अहं किञचित् टैनी टैनी स्टेप्स् सर्वमहं पाठयामि स्म इदानीं पश्यामि विश्वदिद्यालये पाठयामि इत्यतः तत्र एषः अवसरः तु न स्वीकृतः अपि च सम्यक् न भवतीति कारणात् किञ्चित् किं क्लोस्ड् अस्मि तस्मिन् विषये